द्वाविंशत्यधिकद्विसहस्रतमवर्षस्य जून्मासस्य षष्ठः दिनाङ्क त्रयोविंशत्याधिकद्विसहस्रतमवर्षस्य अक्टूबर्मासस्य नवमः पञ्च च दशाधिकपञ्चदशाधिकद्विसहस्रतमवर्षस्य सितम्बरमासस्य अष्टमः त्रयोदशाधिकद्विसहस्रतमवर्षस्य मैमासस्य षष्ठः दिनाङ्कः एकविंशत्यधिक द्विसहस्रतमवर्षस्य जनवरीमासस्य द्वितीयः दिनाङ्कः